हरिः ओम् हा हा भवती ब्रोक्रस्ति खलु मम कृते एकं नूतनं गृहमावश्यकम् आम् टौन्मध्ये आवश्यकं टौन्मध्ये नास्ति ग्राममध्ये नास्ति ई उभयोः आ इदानीम् अहं त्रिशूर् पुर्नाटकरामध्ये अस्ति किन्तु मम कार्यस्थानं बहु दूरमस्ति तद् कारणेन त्रिशूर् टौन् त्रिशूर् नगरस्य समीपे किन्तु नगरं वा ग्रामं वा मम का कार्यस्य मम कार्यालयस्य समीपे मम कृते एकं गृहमावश्यकम् अहम् एका अस्मि अहमेका अस्मि तद् कारणेन एकम् आ अहमेका अस्मि तत् कारणेन एकं लघु गृहमेव आवश्यकम् आम् नास्ति एम् जि रोड्मध्ये अस्ति आम् अस्ति हा एकं मासे कति रूप्यकाणि आवश्यकं गृहस्य हा कति रूप्यकाणि किम् पञ्चसहस्रस्य अधः अस्ति चेद् उत्तमम् अन्यथा पञ्चसहस्रम् हा पञ्चसहस्रं पञ्चसहस्रं वा पञ्चसहस्रस्य दश ष षड् वा सप्तसहस्रस्य उपरि न आवश्यकं सप्तसहस्रस्य अधः किमपि वा मा प्रश्नः प्रश्नः मास्तु सप्तसहस्रस्य अधः एवं वा ब्रह्मस्य मठं तत्र ब्राह्मणाः सन्ति तद् कारणेन अहं नो मांसम् हा ओके कताकं वर्तते चेत् अस्तु हा तद् गृहमेव स्वीकरोतु सम्यक् अस्ति वा किमपि प्रश्नः नास्ति तत्र आ तदेव चूस् करोतु किमपि प्रश्नः नास्ति अहं श्वः तद् गृहं दर्शनार्थं श्वः आगमिष्यति भवती अपि आगच्छतु कृपया मम कृते अहम् एम् जी रोड् सर्वम् अधिकम् अहं न जानामि भवती अपि आगच्छतु श्वः किमपि प्रश्नः अस्ति वा हा हा अस्तु श्वः वयं मिलामः अस्तु आ राम राम